मम नाम कुमारः मम स्थानं वर्तते तिरुपतिः अत्र तिरुपतौ बहूनि तादृशानि भगवतः पूजास्थानानि वर्तन्ते यत्र भगवतः आराधनं कर्तुं शक्यते विशिष्य विश्वप्रसिद्धस्य भगवतः श्रीवेङ्कटेश्वरस्य देवालयः अत्रैव तिरुपतौ वर्तते एवं शिवस्य मन्दिरं श्रीकालहस्तिनगरे तत्र वर्तते अनन्तरं काणिपाकम् इति नाम्ना विद्यमाने नगरे गणेशस्य मन्दिरमपि दृश्यते न केवलम् एते अपि च विभिन्नाः देवालयाः रामस्य कृष्णस्य एवं शिवस्य एवं रीत्या बहवः देवालयाः अत्र वर्तन्ते अत्र प्रतिवर्षे विभिन्नाः उत्सवाः तत्र प्रचलन्ति विशिष्य अत्र वैकुण्ठ एकादशी इति भगवतः विषये वेङ्कटेश्वरस्यविषये एवं शिवरात्रिमहोत्सवः इति शिवस्य विषये विनायकचतुर्थी इति गणेशस्य विषये एवं रीत्या बहवः उत्सवाः अत्र प्रचलन्ति अनन्तरम् एस् एतेषु उत्सवेषु विशिष्य भगवतः आराधनं क्रियते एतैः उत्सवैः जनेषु परस्पर सुहृद् भावना अपि तत्र वर्तते यदा गणेशोत्सवः प्रचलति तदानीं प्रत्येकं वीथ्यां जनाः समूहरूपेण धनादिकं संग्रहं कृत्वा भगवतः विग्रहादिकं तत्र प्रतिष्ठापनं कृत्वा ततः पूजनादिकं कुर्वन्ति नवरात्रं यावत् एवं रीत्या उत्सवानां द्वारा जनेषु परस्पर स्नेहभावः वर्तते अपि च अत्यन्तबृहत्तम उत्सवाः नाम गणेशचतुर्थी शिवरात्रिः एवं वैकुण्ठ एकादशी इति अतः एतेषाम् उत्सवानाम् आचरणेन पालनेन च भगवतः अनुग्रहः एवं जनेषु परस्पर सुहृद्भावश्च तत्र वर्तते इति धन्यवादः